यदा तावत् मया दीर्घप्रवासाः क्रीयन्ते तदा अवश्यं भुजपीडा पृष्टपीडा इत्यादिकं भवति अतः मूव् इत्यादि वेदनानिवारकाः ये सन्ति तान् अहं सर्वदा अपि मम स्यूते स्थापयित्वा नयामि अपि च तत् तत् देशीयाः आहाराः ये भवन्ति तादृशम् आहारम् एव स्वीकरोमि अधिकतया शाकानां भोजनम् एव मया क्रियते जलपानं च अधिकतया क्रियते ग गमनावसरे तावत् हस्तादिषु पिटकाः भवन्ति कदाचित् अतः हस्तादिनां कृते अपि समीचीनतया तैलम् इत् अथवा बोडीलोशन् इति यत् उच्यते तत् सर्वं लेपयित्वा मया गम्यते अपि च अहम् ओष्टौ सर्वदा अपि ओष्टयोः उभौ ओष्टौ भग्नं भवतः इति कृत्वा तस्य कृते अपि सर्वदा अपि किञ्चित् लेपनीयं भवत्येव दीर्घप्रवासगमनावसरे तावत् अधिकं चिन्तयित्वा आगामिकाले यः कालः तदा भवति यदि वसन्त ऋतु भवति तदनुसारेण मया आहारः नीयते यदि शैत्यकालः भवति तर्हि तदनुसारेण मया आहारः नीयते एवं रूपेण तत्तत् कालानुसारेण आहारादिकं नीत्वा मम स्वास्थ्यं सम्यक् रक्षयित्वा कोऽपि क्लेशः यथा मम कृते न भवेत् तादृश पूर्वचिन्तनापुरस्सरम् अहं प्रवासं करोमि